प्रियचित्राणि तु बहूनि सन्ति किन्तु एकं चित्रं मम बहु प्रियचित्रमस्ति तस्य कथा एवमस्ति नाम मम पितृव्यायाः पुत्री शयनं कुर्वती आसीत् यदाहं गतवती आसं तस्य गृहे तु सा न जानाति स्म यत् अहं तत्र गच्छामि इति तु अहं किं कृतवती एवं यत् नाम केमरा अस्ति तत् तस्य पुरतः स्थापितवती एवं च ताम् आहूतवती सा अकस्मात् उत्थाय दृष्टवती अहम् अस्मि अतः सा आश्चर्यचकिता जाता एवम् अनुक्षणमेव अहं चित्रं गृहीतवती तो चित्रमपि बहु सम्यक् आगतम् आसीत् तु ता तत् चित्रं मम बहु इष्टकरमस्ति प्रियमस्ति